हरिः ओम् नमो नमः महोदय अहं भ्रमणार्थं गुजरात् रा राज्यं गन्तुम् इच्छामि महोदय भवान् साहाय्यं करोति वा हो उत्तमम् उत्तमं अवश्यं

ओ बहु उत्तमं ओ हो हो बहु कति दिनात्मकं महोदय कति दिनात्मकं ओ बहु उत्तमं बहु उत्तमं म मह्यमपि पञ्चदिनात्मकं प्रयाणं रोचते अत् भाग्यनगरतः गमनागमनं कथं

ओ बहु उत्तमं कियत् मूल्यं महोदय कियत् मूल्यं ओ ओ हो हो हो अद् बहु अधिकं महोदय किञ्चित् न्यूनं किञ्चित् न्यूनं कर्तुं शक्नोति वा

हो उत्तमम् उत्तमम् उत्तमम् उत्तमं महोदय क

ओ बहु उत्तमं बहु उत्तम आं बहु बहु उत्तमं ओ बहु उत्तमं बहु उत्तमम् अहं बहुसन्तुष्टः अस्मि अवश्यम् अहं पञ्चाशत् सहस्राणि ददामि कदा द कदा ददामि कथं ददामि इति कृपया वदतु महोदय ओ उत्तमम् उत्तम अवश्यम् अवश्यं शतप्रतिशतं शतप्रतिशतं दातव्यं अवश्यं महोदय अवश्यम् अवश्यम् अवश्यं महोदय अत्यन्तं उत्तमप्रणाळी भवान् दत्तवान् अहं बहु सन्तुष्टो अस्मि धन्यवादः

अवश्यम् अवश्यं महोदय अस्तु धन्यवादः धन्यवादः नमस्ते नमस्ते